मम प्रदेशे विंशतिः सर्वकारीयचिकित्सालयाः सन्ति तत्र व्यवस्था सम्यक् न भवति यतः सर्वकारीयः इति मत्वा सर्वे विलम्बेन आगच्छन्ति वैद्याः अपि अधिकम् अवधानं न यच्छन्ति रुग्णाः दूरात् आगत्य तत्र उपविशन्ति प्रतिक्षां च कुर्वन्ति अस्वच्छता भवति औषधानां व्यवस्था न भवति उपलब्धता च न भवति रुग्णाः चिन्तितः भवन्ति पर्यङ्कानाम् अपि तत्र व्यवस्था न भवति अस्वच्छतायाः कारणेन इतोपि रोगाः भवन्ति कुत्रचित् सम्यक् व्यवस्था भवति परन्तु जनाः सन्तुष्टः न भवन्ति चिकित्सालयेषु सर्वकारः अवधानं न यच्छति तदर्थं सर्वकारेण चिकित्सालयानां सर्वदा परिशिलनं करणीयं तत्र गत्वा काः व्यवस्थाः सन्ति ताः कथं वा चालयन्ति तदर्थं प्रयत्नः करणीयः तत्र अवधानम् अपि देयम् सर्वकारीयचिकित्सालयेषु जनाः आगच्छन्ति यतः तत्र निःशुल्कम् औषधं प्राप्यते सेवा अपि तत्र निःशुल्कं भवति अतः दूरात् जनाः तत्र आगत्य स्वकीयं रोगाणाम् उपचारं कुर्वन्ति परन्तु सर्वकारे तथा व्यवस्था शीघ्रतया न प्राप्यते जनः दीर्घकालं प्रतिक्षां कुर्वन्ति तेन तेषां रोगाः इतोपि वर्धन्ते केषाञ्चनजनाः केश् केचनजनाः मृत्युमपि प्राप्नुवन्ति अतः सर्वकारीयरुग्नालयेषु अधिकाधिक अवधानं भवतु इति